अहं सामाजिकमाध्यमेषु समीचीनं टेक्नालजीसम्बन्धितं सामग्रीं स्थापयामि तन्त्रज्ञानम् मम अधिकं सम्पर्कनिर्माणे कथं सहाय्यम् अकरोत् नाम मम ये ये मित्राणि आसन् तेषाम् मोबैल् नम्बर् मन्निकटे न आसीत् तथापि तेषां सम्पर्कः सोशल् मीडियाद्वारा इन्ष्टाग्रांद्वारा स्वयं जातः इत्यनेन तन्त्रज्ञानं मम सहाय्यम् अकरोत् अहं कदापि स्वस्य गोपनीयताविषये भयं न अन्वभवम्